नमस्ते अभिषेक् महोदय किमर्थं भवान् आहूतवान् माम्

अहो बहु आम् सत्यं बहु उत्तमं विचारम् अस्ति बालकाः अपि पठिष्यन्ति ये जनाः आगन्तुं शक्नुवन्ति आफ्लैन् माध्यमेन तेषां कृते तु भवती एव ये न आगन्तुं शक्नुवन्ति तेषां कृतेपि सुकरं भविष्यति अस्तु

आ तु एकवारं वयं आचार्यान् आहूय तैः सह मन्त्रणं करिष्यामः यतः

इतोऽपि अस्य कृते अस्माकं पार्श्वव्यवस्था अपि भवेत् सङ्गणकानां कृतेऽपि सर्वं भवेत्

न सङ्गणकानि तु सन्ति एव परन्तु कुत्र इतोऽपि यदि भविष्यन्ति चेत् इतोऽपि सुकरं भविष्यति प्रयासं तु

आम् ते बा छात्राः तु जानन्ति एव सङ्गणकान् विषये ते तु कर्तुं शक्नुवन्ति आम् आम् सत्यम् अस्माभिः एव करणीयम् हा इतोऽपि एवम् वदामि यदि वयं सङ्गणकं माध्यमे आन्लैन् माध्यमेन कुर्मः तर्हि आङ्गलभाषायामपि किञ्चित् भवेत् चेत् यदि वैदेशिकाः अपि सन्ति तानपि वयं योजयितुं शक्नुमः

आम् सत्यम् एक् आम् एकवारम् आदेशम् आम् आम् हा तु एकवारं वयम् आदेशं दद्मः यत् एव एतादृशव्यवस्थाः अस्माभिः करणीया यदि सर्वे जनाः सज्जिताः भविष्यन्ति चेत् कार्यः इतोऽपि झटिति भविष्यति

अस्तु नमो नमः